अहं षड् सप्त होरापर्यन्तं योगाभ्यासं कर्तुं शक्नोमि अहं यदा त्रयोदशदिनाङ्के अत्र जयपुरे योगासनप्रतियोगि जिलास्तरीययोगासनप्रतियोगिता जाता तर्हि तत्र अहं सार्धसप्तहोरापर्यन्तं तत्र अभ्यासं कृतवान् तदनन्तरं तत्र मम नाम तत्र ते उक्तवन्तः तदनन्तरम् अहं तत्र योगाभ्यासं कृतवान् तावत् पर्यन्तं तत्र एव अहम् अभ्यासं कृतवान् षड् सप्तहोरापर्यन्तं तर्हि अहं षड् स सप्तहोरापर्यन्तं तु योगाभ्यासं कर्तुमेव शक्नोमि ये प्रारम्भिकरूपेण ये ध्यानम् अभ्यशन्त् अभ्यसन्तः जनाः प्रारम्भिककाले भवन्ति ते सम्यक् प्रकारेण ध्यानं न कर्तुं शक्नुवन्ति तस्य कारणं वर्तते कि सर्वप्रथमः तु ते यदा उपवेशनं करोति तैः उपवेशने ते सुखासने तिष्ठन्ति अथवा पद्मासने तिष्ठन्ति तर्हि तत्र आसनस्य परिभाषा वर्तते स्थिरं सुखम् आसनम् स्थिरतापूर्वकं सुखपूर्वकं यत्र ते उपवेशनं कर्तुं शक्यते तमेव वयम् आसनं कथयामः तर्हि तत्र ये यदा ध्यानं कुर्वन्ति तर्हि एकस्मिन् स्थितिः यदा ते भवन्ति तर्हि ते तेषां पाद पादौ पीडा भवति अन्यत् त् तेषां ध्यानं इतस्ततः गच्छति वारं वारं ध्यानम् एक एकक एकत्रितः करणस्य तैः प्रयासः कुर्वन्ति तदपि तेषां ध्यानं पुनः भग्नः भवन्ति तर्हि तर्हि प्रारम्भिककाले एतादृशं काठिन्यं भवन्त्येव